मम चित्राणि वस्तुतः के केन्वा तथा च पिक्स् आर्ट् एवं पिपिटि माध्यमेन केम् एडिट् करोमि तथा च यदा कदा श्लोकानां तथा च हिन्दीसुविचाराणां अत्र अङ्कनं करोमि एवं सम्पादयामि तथा च शुभकामनाः ये सन्देशाः सन्देशादिकाः भवन्ति तान् विलिख्यापि सम्पादयामि चित्रं सम्पाद्य चित् चित्रं सम्पाद्य तथा च फेश्बुक् ट्विट्टर् एवम् इन्स्टग्राम् इत्यादि इत्यादि सोसल्सैट्स् याः भवन्ति तत्र अप्लोड् क्रियते एवं कृते सति प्रायः तस्य अधिकः प्रभावः भवति इति अहं मन्ये